महोदय नमो नमः तर्हि एतावत् रात्रौ भवान् मां मम गृहं प्रति प्रापित्वान् तर्हि एतस्य कृते भवते धन्यवादः दातुम् अपि मम कष्टं भवति वस्तुतः एतत् कार्यं तु एतावत् तु कोऽपि न आगच्छति एव यतो हि वयं रेल स्थानकातः एतावत् रात्रौ इत्युक्ते इदानीं सार्ध एकवादनं रात्रौ सार्ध एकवादनस्य समयः अस्ति किन्तु एतावद्रात्रौ भवान् भवतः निद्रां त्यक्त्वा अत्र मया प्रापित्वान् मया सह मम परिवारमपि अस्ति तर्हि भवान् तदा उत्तमतया तत् सर्वं तत् यानं चालितवान् तत् मया मम गृहं प्रति मां मां प्रा प्रापित्वान् तर्हि भवते कृते धन्यवादसमर्पण कर्तुं म स् मम सां समीपे शब्दः एव नास्ति तर्हि एतादृशकार्यं यत् करोति भवान् तर्हि बहु एतत् एतत् कार्यं बहु उत्तमं कार्यमसीत् सर्वधा भवान् एतादृशे एव करोति इति अहं मन्ने भवतः य प्रायः एतत् अभ्यासः स्यात् तस्मादेव भवान् अत्र माम् एतावत् रात्रौ सार्ध एकवादने मां भवान् गृहं प्रति प्रापित्वान् यतोऽहि मम पत्नी अपि अस्ति मया सह मम एतत् बालकः अपि सन्ति तर्हि भवान् साम् इत्युक्ते सेफ़्लि भवान् अत्र मां प्रापित्वान् सुरक्षितं सुरक्षिततया भवान् म अस्मान् अत्र प्रापितवान् इति बहु उत्तमः अस्ति तर्हि एतस्य कृते भवते बहु बहु धन्यवादम् अर्पयामि